भार्तीय शस् शास्त्रीयसङ्गीतस्य शिक्षणक्रमः तु गुरुशिष्यपरम्परया अनेकानि अनेकानि दशाब्दतः दश अनेकान् शताब्दान् पर्यन्तम् अभूत् अभवत् भवन्ति भवन्तः सन्ति शास्त्रीयसङ्गीते बहवः अंशाः अस्ति बहवः अंशाः सन्ति सरलीस्वराः द्वे द्वेस्वराः अलङ्काराः गीतानि कीर्तनानि स्वरजतयः एतानि सर्वाणि सन्ति एतानि सर्वाणि क्रमबद्धरूपेण गुरुः शिष्यान् बोधयति शिष्यः अपि बहु साधनां करोति साधनां करोति साधना एव साधनात् एव शिष्यः साधयति सङ्गीतं सङ्गीतशिक्षणं सिद्धं करोति अतः भारतीयशास्त्रीयसङ्गीते सर्वान् अंशान् क्रमबद्धीकः क्रमबद्धरूपेण शिष्यः गुरो गुरोः अध्ययनं करोति